मम इष्टतमः लेखकः अस्ति महाकविः कालिदासः कारणं तस्य पराशरशैली इति अतीव सुन्दरम् अस्ति तस्य गन्धे तु नाट्यतत्त्वस्य वा काव्यतत्त्वस्य सर्वाणि तत्त्वानि तु उपलभ्यन्ते तेन विरचितं सप्तकाव्यानि सन्ति तत्र तेन विरचितं महाकाव्यादयमस्ति रघुवंशं कुमारसम्भवम् गीतिकाव्यादयमस्ति ऋतुसंहारं मेघदूतम् नाटकं त्रयमस्ति अभिज्ञानशाकुन्तलं मालविकाग्निमित्रम् विक्रमोर्वशीयम्